अहं भवतः उपहारगृहतः गृहसमारम्भार्थं तत्र फु़ड् ओर्डर् कृतवान् आसम् तत् सर्वम् इदानीं केन्सल् करोतु किमर्थमित्युक्ते तत्र केश् ओन् डेलिवरी इति व्यवस्था नास्ति अहं तत्र धनमेव दातुमिच्छामि ओन्लैन् पेमेण्ट् द्वारा धनप्रेषणं मम समीपे आनुकूल्यं नास्ति अतः केश् ओन् डेलिवरी अस्ति चेदेव अहं क्रेतुमिच्छामि नोचेत् अहं न इच्छामि तद् किमस्ति मम ओर्डर् तद् केन्सल् कुर्वन्तु अस्तु वा